मम उपरि बहिष्कृतः तथा तैकादेहलु इति द्वे पुस्तके बहु प्रभावम् अजनयन् तैकादिहलु स्वर्गीयश्रीभवेशेषाद्रिमहोदयेन रचितं पुस्तकम् अस्ति तत्र तस्य भाषा शेषाद्रिमहोदयस्य वाक्यरचनानि चिन्तनं तत्सर्वं मम उपरि बहुप्रभावम् अजनयत् तथा बहिष्कृतः इङ्ग्लिश् आङ्गलभाषायाम् औट् काष्ट् इति श्रीनरेन्द्रजाधव् तेन लिखितम् अस्ति तत् पुस्तकमपि मम उपरि बहु प्रभावं कृतं किमर्थम् इत्युक्ते तत्र अस्माकं देशस्य तत्समये स्वतन्त्रप्राप्तिसमये कथं जातिभेदानि तथा के दलिताः सन्ति तेषां समा समाजस्य उपरि भारतस्य बहवः कथं अट्रासिटिस् कृतवन्तः तस्य प्रभावं नो चेत् यातनां ते कथं अनुभावितवन्तः तत्सर्वं बहु सुन्दररूपेण वर्णितम् अस्ति लिखितम् अस्ति तदपि मम मनसि बहुप्रभावं कृतम् इदम् एकं पुस्तकम् अस्ति